धर्मविषये तु वक्तव्यं नास्ति नाम मम अहमपि हिन्दुधर्मः इति साधारणरीत्या परन्तु तथा किमपि नास्ति ईश्वरः तु एकेश्वरः इति वयं वदामः मम ध धर्मशास्त्रं पुनस्तु इदानीम् अहं हिन्दुधर्मे अस्मि श्रीमद्भगवद्गीता रामायणादिकं मम धर्मशास्त्रं ब वर्तते तत्र अपि स भगवान् वदति नाम एतत्सर्वं त्यक्त्वा मम सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वां सर्वपापेभ्यो मोख्ययित्वामि मा शुचः इति अतः धर्मशास्त्राणां विषये वदामश्चेत् अस्माकं गीतायाः सम्यक् ज्ञानं भगवान् श्रीकृष्णेन दत्तमस्ति अतः गीतायाः पठनं कुर्याद् रामायणस्य पठनं वा कुर्याद् तत्र सारांशः कः इति अस्माभिः जानीयात् तद् सर्वं जानीमः चेद् जीवने कोऽपि क्लेशः दुःखं वा न भवति अतः अवश्यमेव अस्माकं धर्मः धर्मे यद् अस्ति धर्मशास्त्रं गीता इत्यादिकं तत्सर्वं पठनीयमेव